गतेषु वर्तेषु भारतीय अर्थव्यवस्था नैके अनेक कृषिः कृषीणाम् एवं सामाजिक इन्टर्नेट् इत्यादि माध्यमेन ब्याङ्किङ्ग् माध्यमेन शेर् मार्केट् माध्यमेन मुख्यतः अस्मिन् तेलङ्गाणाराष्ट्रे पश्यामश्चेत् तत्र बहु ल्यान्ड् व्यवस्था कृषि भु भूकब्जा इति वर्तते खलु भूमेः भूमिक्रयणम् एवं भूमेः भूमेः भवनं निर्माणं भवनं निर्माणार्थं सं सर्वकाराय त्यत् किम् उच्चते सर्वकाराय रिष्ट्र रिष्ट्रकरणीयार्थं बहु धनं दत्तवन्तः द बहु दत्तवन्तः केचन एम् भू डिज्टल् ब्यान्ङ्किङ्ग् इत्यादि वित्तीयक्षेत्रमध्येपि ये भारतीय अर्थव्यवस्था बहु समीन्स्च् समीचीनतया प्रवर्तते